अहं यत्र अस्मि तत्र त्रिषु स्तरेषु विद्यालयाः विभज्यन्ते यथा प्राथमिकविद्यालयः माध्यमिकविद्यालयः महाविद्यालयश्च प्राथमिकविद्यालये प्रथमकक्षातः पञ्चमकक्षां यावत् शिक्षणं प्रदीयते पुनश्च ततः अग्रे माध्यमिकविद्यालयः माध्यमिकविद्यालये षट् कक्षातः दशमकक्षां यावत् शिक्षकाः शिक्षणं यच्छन्ति पुणः अग्रे महाविद्यालयः महाविद्यालये एकादशकक्षातः अग्रे पठनं प्रचलति तत्र सर्वेऽपि शिक्षकाः उत्तमगुणयुक्ताः बालकान् उत्तमव्यवहारेण व्यवहारेण सम्पोषयन्ति येन बालकः समाजे अग्रगतिं प्राप्नोति सम्प्रति उत्कलसर्वकारः फैव् टि इति बिद्यालयस्य संवर्धनं कृतं फैव् टि इत्युक्ते पञ्च टि टि इत्युक्ते टीम् वक् सङ्घे कार्यकरणं टी इत्युक्ते टेक्नोलोजि प्रद्योगिकं ज्ञानं टि इत्युक्ते ट्रन्स्पारेन्शि नूतनरूपप्रदानं टी इत्युक्ते टैं समयस्य सदुपयोगः टी इत्युक्ते ट्रन्स्फर्वेसम् परिवर्तनम् इत्यादयः इत्यादयः मा इत्यादियोजनमाध्यमेन विद्यालयेषु कथं गुणवर्धनं स्यात् विद्यालये विद्यालये कथं बालकः उत्तमविद्यां प्राप्य समाजे अग्रगतिं प्राप्नुवन्ति एवं मनसि निधाय सर्वकारः विद्यालयानां संवर्धनं करोति एवं शिक्षणं प्राप्य बालकाः सर्वत्र उन्नतिं प्राप्नुवन्ति समाजे नानाकार्यं च कुर्वन्ति तेन अविवाहकाः अपि सन्तुष्टाः समाजे स्थिताः जनाः अपि सन्तुष्टाः सन्ति एवं सत्सु विद्यालयेषु कथं वा नगरीयान् नगरीयविद्यालयान् सर्वे पुरस्कुर्वन्ति अतः तत्र अल्पाः एव जनाः नगरीयविद्यालयान् पुरस्कुर्वन्ति